तत्र षट् प्रमाणानि भवन्ति प्रत्यक्ष अनुमान उपमान अनुमिति शाब्द अर्थापत्ति उप अनुपलब्धिः इति षट् प्रमाणानि सन्ति प्रत्यक्षप्रमाणकारणं प्रत्यक्षप्रमाणम् अनुमानम् अनुमितिकरणम् अनुमानम् अनुमितिश्च व्याप्तौ ज्ञानत्वेन व्याप्तिर्ज्ञानं जन्ये इति संस्कारवन्यत्वे अनुमितिः स्मृतिर्व्याप्तिर्भवति स्मृतिः प्रमा भावजन्यत्वस्य इति तत्र उदाहरणं व्याप्तिः व्याप्तिर्ज्ञानेन अनुमितिज्ञानं भवति उपमानम् मध्ये सादृशप्रमाकारणम् अनुमानं प्राङ्गेषु दृ दृष्ट गोपिण्डस्य पुरुषस्य वनं गतस्य गवेन्द्रियं सः सन्निकर्षः सन्धिः भवति तत्र व्यतिरेखाभ्यां गावः वा गोनिष्ठसदृशज्ञानं गोनिष्ठगवासदृशज्ञानफ़लं तत्र भवति आगममध्ये यस्य वाक्यस्य तात्पर्यविषये भूतसंसर्गः मन्तरेण न भवति तद्वाक्यं प्रमाणम् इति अर्थापत्ति अनुपलब्धि इदानीं शष्टप्रमाणानि निरूप्यन्ते ज्ञानकरणजन्यत्त भावानुभव साधारण कारण अनुपलब्धिरूपं प्रमाणम् इति विषयज्ञानम् एवं निरूपितानां प्रमाणं प्रमाणं द्विविधं व्यवहारिकत्वं वैदिकत्वं परमार्थकत्वेन वैदिकत्वं चेति इति सर्वस्य छात्रः सर्वस्य उदाहरणम् अपि अस्ति